रूक्डे ज्वेलर्स्मध्ये अहं गतवती तत्र कर्णाभरणं स्वीकृतवती गतसप्ताहे एव अहं क्रीतवती किन्तु कर्णाभरणं सम्यक् नास्ति सः तु उक्तवान् इति सुवर्णस्य अस्ति किन्तु इदानीं तत्ते किन्तु कष्टं भवति तथा ज्ञायते अपि तथा ज्ञायते सुवर्णस्य नास्ति इति किञ्चित् आर्टिफ़िशियल् अस्ति कृत्रिम् अस्ति इति भवति सा सः विक्रेता अपि सम्यक् न दत्तवन्तः